अहं राजस्थानप्रदेशे वसामि अत्र बह् बहूनि मन्दिराणि सन्ति अत्र पुष्करजनपदे विश्वप्रसिद्धमन्दिरम् अस्ति ब्रह्ममन्दिरं तत् विश्वप्रसिद्धं वर्तते पुनः राजस्थानप्रद् प्रदेशस्य राजधानी जयपुरनगरमस्ति तत्र अपि बहूनि प्रसिद्धानि मन्दिरा मन्दिराणि सन्ति यथा मोतीडूङ्गरीमन्दिरमस्ति गणे तत्र गणेशस्य गणेशभगवतः मन्दिरं वर्तते तत्र यदा जनाः किमपि नवीनकार्यं नूतनकार्यं कुर्वन्ति तदा पूजार्थं तत्र गच्छन्ति यदा नूतनानि वाहनानि ते क्रयन्ति तदापि ते तस्मिन् मन्दिरे पूजार्थं गच्छन्ति पुनः बिर्लामन्दिरं बिर्लामन्दिरं वर्तते भगवतः कृष्णस्य पुनः राधायाः तत्र तद् मन्दिरमस्ति तदपि श्वेतवर्णेन तत् पूर्णं मन्दिरमस्ति तत् तत्र भगवतः कृष्णस्य पुनः राधायाः भगवतीराधायाः मूर्तिद्वयं तत्र स्तः तस्मिन् मन्दिरे तस्मिन् मन्दिरे शान्ति शान्तिपूर्णं वातावरणं भवति पुनः गोविन्ददेवजी अपि जयपुरे एव अस्ति तत्र छोटीचौपड् अस्ति एकं स्थानं तत्र गोविन्ददेवजी तस्य मन्दिरम् अस्ति एतत् मन्दिरमपि भगवतः कृष्णस्य एव वर्तते पुनः गल्ताजी अपि जयपुरे एव अस्ति तत्र कुण्डम् अस्ति तत्र जलं जनाः आगत्य स्नानं कुर्वन्ति पुनः उ किञ्चित् उपरि गत्वा पर्वते सूर्यमन्दिरमस्ति भगवतः सूर्यस्य ततः सम्पूर्णं जयपुरं बहुरम्यं दृश्यते पुनः तद् मन्दिरं सूर्यभगवतः मन्दिरं तद् एकमेव अस्ति जयपुरे पुनः वयं सम्पूर्णराजस्थानस्य वार्तां कुर्मश्चेत् सीकर झुञ्झुनू झुञ्झुनू इति द्वय् द्वयोः जनपदयोः मध्ये सालासर्बालाजी इति प्रसिद्धं मन्दिरमस्ति तत्र एवं वदन्ति एतद् अत् अस्य मन्दिरस्य विशेषता एतदस्ति अत्र यत् भगवतः मूर्तिः वर्तते तत् श्मश्रुः युक्तः वर्तते अन्यद् अत्र आगत्य यदा जनाः आगत्य स्वमनोकामनाम् इच्छन्ति तत् पूर्णमपि भवति अन्यत् जयपुरे सामोद् इति ग्रामः वर्तते ग्रामं वर्तते तत्र बालाजी हनुम् हनुमन्तः भगवत् हनुमन्तस्य मन्दिरं वर्तते तद् मन्तिर् मन्दिरं पर्वते अस्ति तस्य मन्दिरस्य अपि एतद् प्र विशेषता अस्ति जनाः तत्र गच्छन्ति अन्यत् वदन्ति यत् यः कः अपि मनोकामना भवति तत्र गत्वा जनाः वदन्ति चेत् तत् पूर्णं भवति पुनः यत् ये मया दृष्टा मया दृष्टं यत् ये जनाः वृद्धाः सन्ति तत् तदा तत् तेऽपि प्रयासं कृत्वा तत् मन्दिरं पर्वतस्य तथापि ते गच्छन्ति एतादृशी आस्था जन् जनेषु जनेषु दृश्यते पुनः यदि परम्परायाः वार्तां कुर्मश्चेत् अस्माकं राजस्थाने अतिथि अतिथीनां स्वागतस्य अभिनन्दनस्य परम्परा वर्तते एव अस्माकं राजस्थानस्य पधारो म्हारे देस् इति वाक्यं तु प्रसिद्धमेव यदा कः अपि आगच्छति खम्मा घणी अपि अस्माकं प्रसिद्धमेव अस्ति अन्यत् यदा कः अपि अतिथिः अस्माकं देशे अस्माकं प्रदेशे आगच्छति तदा अस्माकम् उष्णीषेण तस्य अभिनन्दनं कुर्मः इति अस्माकं परम्परा अस्ति अस् एवं तु सम्पूर्णे भारते बहवः उत्सवाः मन्यन्ते एव परन्तु राजस्थानस्य विशेषतया केचित् उत्सवाः सन्ति यथा तीज गोवर्धन पुष्करमेला अस्ति पुनः एतादृशाः अनेकाः उत्सवाः सन्ति तेषु तीज अस्ति तदा श्रावणमासे आगच्छति अन्यत् गोवर्धनपूजा अपि श्रावणमासे मासे एव भवति अन्यत् गणगौर् गणगौर् अपि श्रावणमासे एव भवति तदा ये बालिकाः महिलाः च भवन्ति ते व्रतं कुर्वन्ति अन्यत् पूजां पूजां कुर्वन्ति गीतानि च गीयन्ते पुनः अस्माकं प्रदेशस्य पशुमेला अस्ति पुष्करमध्ये भवति तदपि बहुप्रसिद्धम् अस्ति तदा तत्र जनाः पशवः आनयन्ति पुनः तेषां विनियम् क्रीडन्ति अपि पुनः विक्रयं विक्रयमपि कुर्वन्ति तस्मि तस्मिन् मेलामध्ये अन्यत् अस्माकं जैसल् मेर् पोखरण् इत्यत्रापि एका यात्रा भवति शोभायात्रा रुणीजा इत्थं वदन्ति तं वदामः तत्र भगवतः रामदेवरा इति प्रसिद्धाः सन्ति तेषां सा यात् तेषां कृते सा यात्रा भवति सा यात्रा भाद्रपदमासे भवति